मम धर्मः सर्वथा स्वास्थ्यविषये एव पाठयति मानसं वा स्वास्थ्यं शारीरिकं वा कुत इत्युक्ते प्रभाते सार्धचतुर्वादने एव उत्थाप्य उत्थानं करणीयं अनन्तरं किञ्चित् योगासनं कृत्वा नदीस्नानं यदि क्रियते तेनैव शरीरस्य प्रतिशतं पञ्चाशतधिक आरोग्यविषयाः भविष्यन्ति तस्मात् नदीस्नानं तत्र अघमर्षणस्नानं भवति अघमर्षणस्नानेन सर्वाणि पापानि अपनुदन्ते तस्मात् अघमर्षणस्नानपूर्वकं मम प्रातश्चर्या प्रारप्स्यते अनन्तरं स्नानानद्यनन्तरं तत्रैव सन्ध्या अत्यन्तं रमणीये प्रदेशे उपविश्य सन्ध्यादिकरणं जपस्य करणं भवति खलु तेनैव शुद्धवायुसेवनं भवति तेन आरोग्यस्य स्वास्थ्यस्य विषये अत्यन्तम् उत्तमगुणः वर्तते अनन्तरं गृहं गत्वा तत्र हविंषि अग्नौ तत्र दीयते खलु तेन वा देवार्चनेन वा सर्वथा अपि तत्र तत्र किं वदन्ति शालग्रामशिलावारि पापाहारि विशेषतः आजन्मकृतपापानां प्रायश्चित्तं दिने दिने पापानि यदि अपनुदन्ते तेनैव रोगादीनां तत्र तत्र कथं भवनं नास्ति तस्मात् पापानाम् अपनोदनम् एव अकालमृत्युमथनं सर्वव्याधिनिवारणं सर्वदुरितोपशमनं विष्णुपादोदकं शुभम् इति देवार्चचेन शालग्रामार्चनेन प्रतिदिनं तीर्थं यदि स्वीकुर्महे तेनैव सर्वाणि रोगा सर्वे रोगाः दूरीकृताः भविष्यन्ति तस्मात् अस्माकं नीत्यव्यवसायः पुनश्च क्षेत्रादीन् आरामदीन् गच्छामः तत्र पूगारामं गमिष्यामः तत्र यदि तत्रैव अटामः बहुघण्टात्मकं बहुकालपर्यन्तं तेन शुद्धेन वायुना वयं तत्रैव श्वासोच्छ्वासं कुर्मः अनन्तरं गृहे सायं प्राणायामादिकं कुर्मः तद्दिनस्य सर्वाणि पापानि दूरीकृतानि भवन्ति तथा च शरीरे आरोग्यवर्धनञ्च भवति एवम् उभयात्मकं शारीरिकं मानसिकं स्वास्थ्यस्य मम धर्म चरणमेव धर्माचरणमेव कारणम् इति वदामहे